प्रत्येकस्य जीवने एकः नायकः भवति मम जीवनस्य नायकः मम पिता आसीत् सः यत्किमपि वदति स्म तत् सत्यं भवति स्म इति मम बुद्धिः आसीत् नाम मम विश्वासः अपि आसीत् सः यत्किमपि वदति स्म तस्मात् पूर्वं सर्वदा चिन्तयति किं कर्तुं शक्यते किं कर्तुं न आवश्यकम् इति अतः तादृशमपि सः म नाम अस्मान् सः पाठयति अपि अहं बहुवारं पृच्छामि भवान् कथमेतत् सर्वं करोति तर्हि सः वदति यत्किमपि वयं कुर्मः तदा चिन्तनं तु आवश्यकम् यदि कापि समस्या उद्भवति चेत् किं कर्तुं शक्यते तेन अस्माकं मानसिकसिद्धता जाता कापि समस्या भवति चेत् वयं वयं पूर्वं चिन्तयामः किं कर्तुं शक्यते भयं मास्तु अतः यदा अहम् एतेषु दिनेषु चरणार्थं गच्छामि चरणार्थं गच्छामि तदा अहं पश्यामि यत् पिता किं पिता किं वदति स्म सः वदति स्म यत् यदि एतादृशं बहिः गच्छति यदि शालां प्रति गच्छति तदा स्वयम् आगन्तव्यं तदपि आवश्यकं परं भवती मार्गं न जानाति चेत् किं कर्तुं शक्यते जानाति वा यथा गच्छति तथैव आगच्छतु तस्य उपदेशः एव मम कृते निधिः आसीत् अहम् एकवारं चारणार्थं गत् गतवती आसम् तत्र बहु दूरं गत्वा अन्तिमे मया दृष्टं यत् अरे मया तु अग्रिमः मार्गः न दृश्यते एव कथं करोमि इदानीं तु प्रति गन्तव्यम् परं प्रति गन्तव्यं चेत् अहं कथं गन्तुं शक्नोमि मया सह नास्ति कोऽपि केवलं दीपः एव अतः अहं किं कृतवती पितोः वचनं स्मृतवती सः उक्तवान् यथा गच्छति तथैव आगच्छतु अतः अहं यथा गतवती गमनसमये यः यः कोपि सङ्केतः आसीत् सैन् आसीत् सिग्नल् आसीत् यत् किं तादृशम् आसीत् तत्सर्वं स्मरणे स्थापितवती स्मरणे तत् स्थापयित्वा आगमनसमये तत् अस्ति वा आं तर्हि मार्गः सम्यक् अस्ति यदि तद् नास्ति चेत् पुनः प्रयत्नं करोतु अन्यस्मिन् मार्गेण गच्छतु तथा अहं कृतवती एवं कृत्वा कृत्वा अहं मम गन्तव्यस्थानं प्राप्तवती नाम यदा यदा गतवती तदा ज्ञातवती यत् एतत् एतत् स्मरणे स्थापनीयं तथैव आगन्तव्यम् इति अतः पितुः वचनम् अहं स्मृत्वा तत् सर्वं कृतवती तेन सम्यक् अभवत् अग्रे यदा एतादृशं करणीयं तर्हि मम मित्रेण सह यदा आगतवती तदा तेन सह अपि तथैव चर्चां कृत्वा उक्तवती भवान् अपि तथैव करोतु यत्किमपि अस्ति तत् सम्यक् पश्यतु दृष्ट्वा एव अग्रे गच्छतु तेन मार्गेण गच्छतु तेन मार्गेण एव आगच्छतु तेन सम्यक् भवति पदभ्रष्टः न भवति मार्गभ्रष्टः न भवति इति परं गमनसमये शरीरस्यापि सिद्धता आवश्यकी यदि कुत्रापि शरीरे दोषः भवति चेत् किं कर्तुं शक्यते मध्ये एव अकस्मात् अपघातः भवति तर्हि किं कर्तुं शक्यते तदर्थं पूर्वसज्जता आवश्यकी सज्जतार्थम् अस्माकं समीपे साधनानि आवश्यकानि अतः तया दृष्ट्या गन्तव्यं यदि वैद्यः अस्ति तर्हि वैद्यं मिलित्वा किं कर्तुं शक्यते एतस्य विचारं करणीयं विचारः करणीयः तथा तत् सर्वं लिखित्वा अपि स्थापनीयं मस्तके अपि स्थापनीयं वयं अन्यत्रापि वदामः तेन अस्माकं मस्तके एव तत् दृढं भवति एवं कर्तुं शक्यते